वेदान्तशास्त्रम् अध्येतुम् उपायशास्त्राणि अपि अद् अध्येतव्यानि वर्तन्ते नाम काणादीयं पाणिनीयञ्च अर्थात् व्याकरणशास्त्रमपि अध्येतव्यं न्यायशास्त्रमपि न्यूनातिन्यूनं व्याकरणे सिद्धान्तकौमु कौमुद्यन्तं कौमुद्यन्तं वा अध्ययनम् अपेक्षितं न्याये च मुक्तावल्यन्तं वा अध्ययनम् अपेक्षितं मीमांसा अपि अर्थात् पूर्वमीमांसा अपि काचित् अध्येतव्या एव तत्र न्यायप्रकाशपर्यन्तम् अध्ययनं चेद् अलम् तद् स्वं तत् तत्सर्वं पठित्वा तदुत्तरं यदि प्रवेशः वेदान्तशास्त्रे क्रियते तदा एव वस्तुतः पदार्थावगतिर्जायते तत्र वेदान्तसारः तदुत्तरं वेदान्तपरिभाषा तदुत्तरं सिद्धान्तलेशसङ्ग्रहः अद्वैतसिद्धिः ब्रह्मसूत्रं गीताभाष्यं उपनिषद्भाष्यं बहवः ग्रन्थाः वर्तन्ते एवं ते निश्चयेन अध्येतव्याः तदर्थं अस्माभिः यत्नः कर्तव्यः उपायशास्त्रेषु उपायशास्त्राणि यदि सिद्धानि तर्हि उपेये कोपि क्लेशः न भवति एवं शास्त्रं ज्ञातुम् अवश्यम् ए अध्येतव्याः ग्रन्थाः मया कथिताः